उत्सवेषु अहं बहूनि खाद्यानि पाचयामि यथा अस्माकं देशे बहवः उत्सवाः बहु बहवः उत्सवाः भवन्ति अस्माकं देशः उत्सवप्रधानदेशः अत्र सदा सर्वदा किमपि कुत्रापि उत्सवः प्रचलत्येव प्रतिदिनमत्र उत्सवः अस्माकं प्रदेशे मुख्य उत्सवः यथा दीपावलिः होलि रक्षाबन्धनम् इत्यादि रक्षाबन्धने अस्माकं गृहे शष्कुलिः पायसं शाकम् एवं बहुमिष्टान्ननिर्माणम् अस्माभिः क्रियते तदनन्तरं तेषाम् आस्वादनमपि आनन्देन क्रियते अहं तु सदा सर्वदा गृहकार्येषु भोजननिर्माणकालेषु साहाय्यं करोमि तेन ज्ञानमपि भवति यत् किं किं कथं निर्माणं कर्तुं शक्यते यदा कदा एकाकी भवामि तदपि निर्माणं कर्तुं शक्नोमि इति